शिल्पकलायां मम आसक्तिः सद्यः एव जाता वर्तते मम गुरवः एतां आसक्तिं मयि निर्मितवन्तः अनेन कला माध्यमेन अहं लघु लघु शिल्पानि निर्मातुं शक्नोमि यथा शिल्पस्य सूक्ष्माः कृतयः न भवन्ति यत्र च स्थूलाः एव आकाराः दृश्यन्ते तादृशं शिल्पम् अहं रचयितुं शक्नोमि एषा शिल्पकला अति सूक्ष्मा कला वर्तते यावत् पर्यन्तम् अस्माकं प्रयोगः नितरां न भवति तावत् पर्यन्तम् अस्याः कलायाः आत्मसात्करणं सुलभाय न भवति यद्यपि अहम् एतेषु दिनेषु एव शिल्पकलाम् अधिगन्तुम् आरब्धवान् तथापि दिनस्य बहून् समयान् अस्मिन् एव कार्ये अहं योजयितुम् इच्छामि यदा एव मम मनः शिल्पकलायां रक्तं सक्तं भवति तदानीमेव मम मनः सन्तुष्टं प्रफुल्लञ्च भवति इति मम अनुभवः